हरिः ओम् हा सुधा भगिनि नमस्ते भवती कथमस्ति कुशलिनी वा आ वदतु वदतु कः विशेषः ओ अस्तु आगच्छतु महान् सन्तोषः कदा आगच्छति उत्तमम् आमामाम् अस्मि अस्मि आगच्छतु उत्तमम् भगिनि उत्तमम् उत्तमम् आगच्छतु अत्र बहूनि स्थानानि सन्ति भगिनि मन्दिराणि सन्ति विशेषमन्दिराणि बिर्ला मन्दिर् इति बहुप्रसिद्धमन्दिरमस्ति पुनः रामानुजस्य एका महान् महती शिला अस्ति पूर्णम् आं तद् सुवर्णेन तस्य एतद् अस्ति अत्युत्तममस्ति अन्यत् पुरातनंं तद् किमस्ति गोल्डकुण्डा फ़ोर्ट् इति अस्ति अनन्तरम् एकं म्यूसियम् अस्ति शालाजर् म्यूसियम् इति चार्मिनार् अस्ति द्रष्टुम् अनन्तरं तत्र एकः लघु तडागः अस्ति हुसेन्सागर् लेक् इति तडागः अस्ति तद् तं परितः भ्रमणमपि बहु सम्यक् अस्ति किं किं दृष्टुमिच्छति भवती आं भगिनि सर्वं दृष्टुं त्रीणि दिनानि पर्याप्तानि इतोऽपि एकदिनं भवती तत्र किमपि क्रेतव्यं चेत् आपणाः तत्र उत्तमाः आम् आमां तत्र प्रसिद्धः अस्ति अत्र कङ्कणानाम् आपणः प्रसिद्धः अस्ति पुनः अस्माकं एतत् यद् धरामः मौक्तिकम् आम् आं तद् सर्वमस्ति बहु सम्यगस्ति अत्र न्यूनमूल्येनापि प्राप्तुं शक्नोति आगच्छतु गच्छावः अहं सर्वत्र भवतीं नयामि यद्यद् द्रष्टव्यमस्ति सर्वत्र पर्यटनं कृत्वा वयं गच्छामः आगच्छतु

नि निश्चयेन आम् आम् आं भगिनि आं भवत्याः यानस्य पूर्णविवरणं प्रेषयतु मह्यम् अहं तत्र रैल्स्थानमागत्य भवतीं नयामि अनन्तरं सर्वत्र वयम् अटामः अस्तु भगिनि मिलामः रां राम्